पाश्चात्यतत्त्वशास्त्रम् अधीतुं कदापि मया प्रयत्नः न कृतः परन्तु कारणम् अस्ति यत् अस्माकं यत् शास्त्रीयाः तत् तत्त्वज्ञाः सन्ति वा शास्त्रज्ञाः सन्ति तेषाम् एव शास्त्रम् अतिविस्तृतं वर्तते तन् मध्यतः बहिः दृष्टिः कदापि न अभूत् कारणं तु दर्शनशास्त्रम् अस्माकं सांस्कृतिकं संस्कृतस्य यत् दर्शनशास्त्रम् अस्ति तत् तु अतिविस्तृतम् अस्ति तन्मध्ये अस्माकं जैनदर्शनं बौद्धदर्शनम् एवञ्च वेदान्तः पूर्वमीमांसा उत्तरमीमांसा अस्ति तत् सर्वम् एतत् एवमेव प्रकारेण बृहत् वर्तते तत् अतिरिच्य नूतनं पाश्चात्यतत्त्वशास्त्रम् अधीतुं समयोपि न भवति वा न अभूत् तेन कारणेन तद् विषये अहं तु अधिकं न जानामि परन्तु तस्य पाश्चात्यतत्त्वशास्त्रस्य चत्वारि लेखकानि वा चत्वारि दार्शनिकाः चत्वारः दार्शनिकाः सन्ति तस्य नामोल्लेखं

फेड्रिच् नेट्स्केच् एवञ्च चतुर्थः थामस् हावस् वर्तते